अहं मम स्वास्थ्यं रक्षितुं नित्यं धावनं करोमि प्रायः पञ्च किलोमिटर् अहं नित्यं धावामि इति कारणतः मम स्वास्थ्यं बहु सम्यक् वर्तते न तावता अहं नित्यं योगस्य योगासनस्य अभ्यासं करोमि अर्धघण्टा यावत् योगासनं करोमि तत्र अहं सूर्यनमस्कारं करोमि इति कारणतः मम स्वास्थ्यम् अत्यन्तं बहु सम्यक् वर्तते न तावता अहं नित्यं प्राणायामस्य अभ्यासं करोमि अनुलोमविलोमप्राणायामम् अब् अभ्यासं करोमि ब्रह्मरिप्राणायामस्य अभ्यासं करोमि इति कारणतः मम स्वास्थ्यं बहु सम्यक् रक्षितमस्ति अहं धा नित्यं धावामि तदनन्तरं धावनोत्तरम् अहम् आसनाभ्यासं करोमि पश्चिमित्तानासनं नित्यमभ्यासं करोमि वृक्षासनस्य अभ्यासं करोमि पिञ्चमयूरासनस्य अभ्यासं करोमि इति कारणतः मम स्वास्थ्यं बहु सम्यगस्ति अहं व्यायामादिकमपि करोमि नित्यं तत्र मन्दं धावनं वेगेन धावनं करोमि हस्तयोः च् चालनं चालनं करोमि पादयोः चालनं करोमि इति कारणतः दण्डं ताडयामि इति कारणतः मम स्वास्थ्यं बहु सम्यकस्ति तेन सह अहं नित्यं ध्यानं करोमि ध्यानेन मम मनः एकाग्रं भवति इति कारणतः अहं स्वस्थः भवामि इति